मम प्रदेशे महिलाः तासां शिक्षणम् उद्योगः सामाजिकस्थानमानविषये किञ्चित् वदामि इदानीं मम ग्रामे ग्रामे तु शालाः बहु सम्यक् सन्ति इदानीम् आङ्लमाध्यमस्य एका शाला अपि अस्ति अतः शिक्षणं तु सम्यक् लभ्यते उद्योगः यथा शिक्षणमस्ति अथवा यदा ते बहु शिक्षणं प्राप्नुवन्ति तदनुसारेण उद्योगः तु ग्रामे न लभ्यते अतः ते निकटस्थं ताः निकटस्थं नगरं गच्छन्ति अतः उद्योगः अपि सम्यगस्ति ग्रामेषु न लभ्यते सामाजिकस्थानमानं यतः इदानीं तासां शिक्षणं सम्यक् लभ्यमानमस्ति अतः तासां स्थानमानमपि सम्यगस्ति पुनश्च महिलाः नाम याश्च वृद्धाः तासामपि स्थानमानं पूर्वतः अपि सम्यक् अस्ति एव